हरि ओम् ओला वा अहम् अत्र टेक्सी बुक् कृतवान् अस्मि किम् अभवत् इति चेत् शतरूप्यकाणाम् इदानीं तत्र अङ्गिकृतम् आसीत् भाटकम् इदानीं सः चालकः अधिकम् तत्र पृच्छति धनम् आवश्यकम् इति कथं करणीयं मया एवं न कर्तुं शक्यते अहम् इदानीं धनं न ददामि तस्मै धनं न ददामि चालकाय